मम इष्टतमा काचित् शैली वर्तते यद् मयि निर्दिष्टं यद् कार्यम् अस्ति तद् निश्चिते समये अथवा निश्चितसमयात् पूर्वं समापनीयम् इति मम काचित् शैली अस्ति तद्वदेव मया सह ये सन्ति अथवा मम मित्राणि सन्ति ते अपि एवमेव भवतु भवन्तु इति मम आग्रहः अपि अस्ति निर्दिष्टं कार्यं निर्दिष्टे समये सर्वे कुर्युः इति आग्रहः तदर्थं तां शैलीं मयि आनेतुम् अहं निरन्तरं प्रयत्नं कुर्वन् अस्मि एवमेव समयपालनविषये मम महती जाग्रता अस्ति एव दशवादने कश्चन कार्यक्रमः अस्ति अथवा दशवादने मया कश्चन कार्यक्रमः आरभणीयः इति अस्ति चेद् मया तस्मिन् समये यःकोपि तत्र आगच्छतु नागच्छतु दशवादनम् इत्युक्ते दशवादने यदा सेकण्ड् सूची इति कथ्यमानं तद् यदा षष्ठं द्वादश मध्ये षष्टिमध्ये यदा आगच्छति तदा आरम्भः करणीयः इति मम शैली अस्ति